अस्माकं भारतदेशस्य चिकित्सापद्धतिः नाम आयुर्वेदपद्धतिः इति आयुर्वेदपद्धतौ अस्माकं शरीरे दोषत्रयं भवति वातपित्तकफाः इति यदा एतेषां त्रयाणां दोषाणां प्रमाणस्य न्यूनाधिक्यं जायते तदा एव शरीरे रोगोत्पत्तिः सम्भवति तस्मात् एतेषां त्रयाणां रोगाणां साम्यं सर्वदा भवेत् तदधिकृत्य एव औषधानाम् अपि निर्मितिः जायते वस्तुतः आयुर्वेद औषधयः याः भवन्ति ताः तु अस्माकं शरीरे उत्पद्यमानाः ये रोगाः तेषां मूलतः नाशं कुर्वन्ति तस्मात् तस् तेषाम् औषधानां स्वीकारः भारतीयजनानां शरीरस्य कृते अतीवलाभप्रदायकः भवति सर्वैः यदि अस्याः चिकित्सापद्धतेः प्रयोगः क्रियते तर्हि निश्चयेन ते अपि निरोगिणः भवितुम् अर्हन्ति शल्यचिकित्सा पद्धतिः तत्र अतीव प्रगतिः तत्र कृता वर्तते मम परिवारस्य सर्वे जनाः अपि अस्याः एव चिकित्सायाः प्रयोगं कृत्वा निरोगिणः भवन्ति